मम क्षेत्रे प्राकृतिकसम्पन्माला मूलाः बहवः सन्ति यथा वनस्पतयः सन्ति रेश् रेश्म सिल्क् सिल्क् अस्ति श्रीगन्धः अस्ति मैसूरुमल्लिगे इति अत्यन्तप्रसिद्धा प्रसिद्धं पुष्पम् अस्ति इत्यादि इ इ इत्यादयः बहवः सन्ति वनस्पतयः पश्यामः चेत् वनस्पते वनस्पतीनां नर्सरी कुर्वन्ति जनाः आयुर्वेद आयुर्वेदमहाविद्यालयम् अस्ति तत्र वनस्पति वनस् वनस्पतेः उपयोगः भवन्ति औषधिनिर्माणस्थाने अपि वनस्पति वनस्पतीनाम् उपयोगः भवन्ति गृहोद् बहवः गृहोद् बहूनि गृहोद्यानानि भवन्ति तत्र गृहकुटीरम् इति तत्र तत्रापि उपयोगं कुर्वन्ति जनाः तत्र मैसूरुनगरे अस्माकं प्रदेशे श्रीगन्धः वर्धते श्रीगन्धस्य विविध विविधाः उपयोगाः भवन्ति यथा फेनकं फेनकं भवति सुगन्धद्रव्याणि निर्मीयन्ते विग्रहाः मैसूरु श्रीगन्धविग्रहाः बहु प्रशिद्धः सन्ति देशविदेशात् तेषां एक्सपोर्ट् भवन्ति मैसूरुमल्ल्लिगे पुष्पं अस्ति मैसूरुमिल्लि मल्लिगे अधिकृत् मैसूरुमल्लिगे इत्यस्य आधारेण बहवः जीवनन् जीवनान् यापयन्ति इत्यादीनि बहूनि प्राकृतिकसम्पल् बहवः साम्प्रतिक प्राकृतिकसम्पन्मूलाः भवन्ति मैसूरुनगरे